मम प्रदेशः वर्तते पश्चिमबङ्गः तत्र मुख्यभूतः प्रसिद्धः भवति वेलूडमठः अयं मठः स्वामीविवेकानन्देन निर्मितः तत्र अहं वासं कृतवान् प्रायः दश वर्षाणि यावत् तत्र तस्य पार्श्वे बहूनि भवनानि सन्ति यत्र जनानाम् आवासव्यवस्था भोजनव्यवस्था च कल्प्यते पुनः न केवलं पार्श्वे अपि तु वेलूडमठस्य अन्तः एव प्रतिदिनं मध्याह्ने ये दर्शकाः वेलुढमठम् आगच्छन्ति तेषां भोजनव्यवस्था मध्याह्ने एकादशवादनतः भोजनव्यवस्था कल्प्यते तत्र आदौ प्रातःकाले भक्तजनैः एका चितिका स्वीकर्तव्या प्रत्येकं जनस्य एकैकम् एकम् एका एका चितिका स्वीकर्तव्या ततः परं तेषां कृते मध्याह्ने भोजनं तत्र दीयते पुनः भक्तजनानाम् आवासार्थम् अतीथिनिवासः इति नाम्ना एकः एकं भवनं तत्र निर्मितं वर्तते तत्र जनाः न्यूनमूल्येन स्थातुम् अर्हन्ति तत्र ए सि अपि स्थापितमस्ति नान् ए सि अपि अस्ति एवं बहूनि ब बह्व्यः व्यवस्थाः कल्पिताः सन्ति ये गच्छन्ति तेषां सुखेन आवासार्थं तथैव कल्पितं वर्तते